सर्वेषां कृते बहूनि इन्डस्टि वा नो चेत् गोर्मेन्ट् वा सर्वेषां कृते उद्योगं दा शाक्षाद्दातुं न शक्यते तत्र तत्र प्रदेशे जनाः कुत्र बहिः बहिः कार्यं ददोत् उद्योगं ददा चेत् ते अपि बहिर्गन्तुं साध्यता अस्ति अनन्तरम् कुत्रापि उद्योगं चेत् न्यूनातिन्यूनम् अष्टघण्टामावतुं तत्र कार्यं करणीयम् एकघण्टां गमनागमनं मि न्यूनातिन्यूनं ब भवति तद् तादृशं समयं दातुं तातुं न शक्यते इति जनाः परन्तु तेषां स्वस्य एर्णिङ्ग्स् आवश्यम् इति चिन्तयित्वा अस्ति किल तादृशं जनाः ये तत् तं गृहे उपविश्य वा नो चेत् स् तेषां मिलित्वा एकस्थाने तत्रत्यस्थाने जनाः करोति चेत् तद् राज्यस्य ग स्वस्य ग्रं ग गृहस्य लाभं भवति समयं नष्टं विना अनावश्यकधनं विना एक गृ मिलित्वा जनाः कुर्वन्ति चेत् पोडेक्षन् अपि भवति अनावश्यकधनमपि नास्ति तादृशं एतादृशं महिलाः कार्यं करोति चेत् सम्यक् इदानीं गौर्मेन्ट् एतादृशजनान् कृते ट्रैनिङ्ग् अपि ददाति ट्रैनिङ्ग् दत्वा चर्ट्विकेट् अपि ददाति तदुपयोज्य बेङ्क् अपि लोन् सहितं ददाति तदुपयोज्य जनाः महिलाः किं करोति स्व स्वे स् इद् वस्त्रसीवलम् अनन्तरम् इद् स्यूतं एतादृशं सिवदनं क कृत्वा तद् दास्यन्ति अनन्तरं जेराक्स् शाखापणं तादृशकार्यम् इद् भोजनशाला तादृश कार्याणि कुर्वन् सन्ति किम् इत्युक्ते तद् एक दीर्घ प्राजेक्ट् विना लघुलघुकार्याणि अत्रत्य कुत्रापि स्थगितं चेत् तत्रैव स्थापितुं शक्यते एक इण्डस्सि लेवे चैन् प्रासेस् न कर्तुं न तेषां कृते साध्यता नास्ति एतावद् लोन् वा इद् कृत्वा गौर्मेण्ट् सम्पूर्णं साहाय्यं करोति एतद् सम्यक् अस्ति जि